अहं नगरे भवामि तथापि मम समीपस्थेषु अपि नगरेषु मम नगरे च इयं समस्या यानानां समस्या वा शिक्षणविषये समस्या वा वर्तते एव यद्यपि नगरं तथापि तत्र यानानां सम्मर्दः अधिकः भवति इति कृत्वा वैद्यालयं प्रति वै वैद्यकीययानं शीघ्रं गन्तुं न शक्नोति तथाऽपि बहुधा जनाः साहाय्यं कुर्व कुर्वन्ति स्व यानं अपसारयन्ति अन्यानि याना अन्यानि यानानि अपि अपसारयन्ति एवं जनानां सहकार्यं भवति तथापि कदाचित् विलम्बकारणेन वैद्यालयं प्राप्तिः न जाता इति कृत्वा बहूनां क्लेशः भवति आरोग्ये क्लेशो भवति अथवा देहान्तोऽपि भवति शिक्षणविषयेऽपि तथैव किन्तु आधिक्येन शिक्षणविषये एतस्यापेक्षया समीचीना परिस्थितिर्वर्तते इत्यतः नगरेषु बह्व्यः शालाः आरब्धाः सन्ति उद्योगप्राप्ति विषयेऽपि अस्माकं नगरं वर्तते इति कारणात् महान् क्लेशो नास्ति